हरिः ओं नमस्ते स्वागतं स्वागतम् उपविशतु ओ एवं सम्यक् कति जनाः सन्ति उत्तमम् उत्तमं कत कति दिनानि गन्तुम् इच्छति उत्तमम् उत्तमम् भवती कुतः आगच्छति ओह् अस्तु अस्तु कदा गन्तुं इच्छा अस्ति ओ किञ्चित् कष्टकरं डिसेम्बर् मासः वा डिसेम्बर् मासस्य अन्ते किञ्चित् कष्टमेव बहवः जनाः आगच्छन्ति किल विलम्बेन पृच्छन्ती अस्ति भवती अपि अस्तु किञ्चित् प्रयत्नं करोमि ओ अस्तु अस्तु अस्तु अस्तु आमां किञ्चित् प्रयत्नं करोमि पश्यामि पश्यामि अस्तु अस्तु किञ्चित् मूल्यम् अधिकं भवति पश्यतु किञ्चित् द्विसहस्रम् अधिकमेव भवति अत्र बहवः स्थलाः सन्ति महाबलिपुरं मधुरै रामेश्वरं एवं बहवः स्थानानि सन्ति किन्तु भवत्याः आसक्तिः कुत्र वर्तते आम् आमामाम् अस्तु किञ्चित् मिश्रणं कुर्मः अत्र किम् अस्ति तमिळ्नाडु मध्ये किन्तु मन्दिराणां मध्ये शिल्प शिलाकृतिः सम्यक् भवति तदेकवारं द्रष्टव्यमेव तत्र भवती न दृष्टवती एव इति अहं चिन्तयामि अत्र भिन्नतया एव भवत्याः मनसि कल्पना भवति भवत्याः रुचिकरम् अपि अनुभूयते एतद् शिलाकृतिः इतिहासः द्रष्टुं बहु सुन्दरं भवति तत्र एवं मिश्रणं रीत्या स्थापयामि किञ्चित् मन्दिरणं मन्दिरं भवतु अन्यं बीच् अस्ति एवं भिन्नं भिन्नं स्थापयामः अत्र पश्यतु एका नूतना सेतुः निर्मी निर्मि अत्र न यदा नौका गच्छति तदा सेतुः उद्घाट्य स्थानं ददाति तद् आमामां साक्षात् तिष्ठति एवं नूतनविशिष्टं वर्तते द्रष्टुं बहु सम्यक् भवति अनन्तरं जिञ्जी दुर्गा इत्यपि वर्तते यत्र इतिहासः अस्ति तत्र महाराजस्य एवं द्रष्टुं बहु उत् उत्तमं भवति अनन्तरं पोण्डिचेरि इत्यपि एकमस्ति आमामां बहवः स्थानानि सन्ति अत्र अरोबिन्दो आश्रमः एवं पोण्डिचेरि मध्ये किं करोतु दिनद्वयमेव स्वीकुर्मः उत्तमस्थानमस्ति द्रष्टुं भवतः भवती वदति पुत्राः सन्ति बालकाः द्रष्टुम् आनन्दाः अनुभवन्तीति एवम् आमाम् एतत् सर्वं सम् सप्तदिनात्मकमेव भवति बहु समीचीनतया पश्यामश्चेत् सप्तदिनात्मकमेव भवति पश्यतु एतद् अशीतिसहस्रम् इति द्रष्टुं शक्नुमः पेकेज् किन्तु भवती डिसेम्बर् मासे आगच्छति किल अतः किञ्चित् अधिकं भवति मिलित्वा एकलक्षं भविष्यति उत्तमम् आमामां नमस्ते